मम इष्टतमं पुस्तकं तावत् द इम्पोर्टेल्ट्स् आफ़् मेलुहा यद् अमीश् महोदयेन लिखितम् एतत् पुस्तकं काल्पनिकं वर्तते अस्य मुख्यः आधारः भगवान् शिवस्य विषये विद्यमानाः लोके प्रसिद्धाः कथाश्च तत्र कथमेकः सामान्यः मनुष्यः मनुष्यः सोमरसपानेन स्वकीयं कण्ठं नीलवर्णीयं प्राप्नोत् स्वकीये कण्ठे नीलत्वं प्राप्नोति तेन सः लोकानाम् उद्धर्ता नीलकण्ठः इति नाम्नाख्यातः भवति एकस्याः संस्कृतौ विद्यमानान् क्लेशान् कथं परिहरति इति कथा वर्णिता अस्ति एतादृशपुस्तकेन मया किमदितं नाम कश्चन सामान्यः मनुष्योपि किमपि उत्कृष्टङ्कार्यं कृत्वा समाजे अतिशयं उत्कृष्टं नाम प्राप्नोति तेन सः लोके पूज्यः भवति एतादृशपुस्तकपठनेन प्रेम नाम किं प्रेम नाम किम् कथं लोके प्रेम्णा सर्वाणि कार्याणि साधयितुं शक्यन्ते इति ज्ञानं मम जातम् अपि च यदि कश्चन योद्धा अस्ति चेत् तस्य कृते यथा रजोगुणानाम् अपेक्षा तद्वत् सात्विकगुणानामपि अपेक्षा तथा च युद्धकलायाः सः विद्यमानशास्त्राणामपि अध्ययनं तेन कर्तव्यम् इति मम ज्ञातम् अतः मम द इम्मार्टल्स् आफ़् मीलुह इति अमेष्महोदयेन लिखितं पुस्तकम् अतीवप्रियम् इष्टं च इति अहं वदामि एतत् पुस्तकं बहु उत्कृष्टम् अस्ति ए अनेन पुस्तकेन मम कृते बहु समाधानं जातम् इति अहं वदामि